अहं अध्ययन अध्यापन क्षेत्रे एव स्ववृत्तिं चेतुमिच्छामि बाल्यकालादेव मम अध्ययने अवबोधने महती रुचिः आसीत् अहं मम मित्राणि सर्वदा किमपि पाठयामि स्म अवबोधयामि स्म एतावत्पर्यन्तं मम वातावरणं शिक्षासंबद्धं वर्तते मम सम्पर्के ये जनाः सन्ति एवम् आसन् ते सर्वे अध्ययनरताः अध्ययने श्रद्धावन्तः सन्ति एवम् अनया वृत्तया लौकिकजीवनं सुखकरं सम्मानजनकं भवति